भारतदेशे अनेके उत्सवाः प्राचाल्यमानाः वर्तन्ते प्रत्येकं नूतनं वर्षस्य आरम्भः चैत्रमासस्य शुक्लपक्षस्य एवं भवति तस्मिन् समये नवदुर्गापारायणं भवति इदं तु नवदिवसात्मकः उत्सवः तत्र अन्यत् उत्सवाः भवन्ति सः एव होलिकोत्सवः दीपोत्सवः रक्षाबन्धनम् इत्यादयः दशहरा उत्सवस्य शोभा तु खलु अवर्णनीयाः सन्ति अयोध्यानगरे रामनवमी उत्सवः एकः महत्वपूर्णः उत्सवः अस्ति राव्न् राव् रामनवमी उत्सवः रामजन्मदिनम् उपलक्ष्य भवति तस्मिन् दिने तद्देशीय जनाः व्रतधारणं कुर्वन्ति एवं च रामस्य पूजनम् अर्चनं कृत्वा सायङ्काले प्रसादरूपेण किञ्चित् फलाहारं स्वीकरोति